मम प्रदेशे पुण्यपत्तने दीनानाथमङ्गेशकरवैद्यालयः इति महान् वैद्यालयः कश्चन स्थापितः वर्तते ससून्वैद्यालयः इति महान् वैद्यालयः कश्चन स्थापितः वर्तते इतोऽपि रूबी हाल् नामकः कश्चन वैद्यालयः सः अपि महान् वैद्यालयः स्थापितः वर्तते एतेषु अनेकेषु इतोऽपि अनेके वैद्यालयाः सन्ति तत्र दीनानाथमङ्गेशकरवैद्यालयः यः वर्तते अत्यन्तं बृहत्तमः तेन वैद्यालयेन एतस्याः महामारी इति नाम्न्याः काले नाम कोविड् इति इति नाम्न्याः रोगदशायाम् अत्यन्तं जनानाम् उपकारः कृतः सर्वविधसौकर्यं तत्र सम्पादितं अनेके च तद्वशात् जीविताः भवन्ति